दीर्घ बैकिङ्ग् प्रवासार्थम् अहं सज्जः नास्मि इच्छापि नास्ति ये अन्ये मित्राणि सन्ति तां दृष्वा किं किं करणीयम् इति जानामि प्रथमं तु बैक्यानस्य यद् सर्विसिङ्ग् यद् आवश्यकं तत् करणीयम् अनन्तरं बैक्याने अधिकं स्थलं न भवति इति कारणेन सम्यक् योजनां कृत्वा एव गन्तव्यं किम् आवश्यकं किं न आवश्यकम् इति प्रथमं मेप् प्रायशः आवश्यकं भवति यत्र अन्तरजालसमस्या भवति तत्र वयं दूरवाण्यां मेप्स् इत्यादि द्रष्टुं न शक्नुमः इति कारणेन फिजिकल् यत् भौतिक मेप् भवति चेत् उत्तमम् पर्याप्तं जलम् आवश्यकम् अनन्तरं नित्यं ये औषधाः स्वीक्रीयन्ते ताः अपि नेतव्याः आपत्कालसन्दर्भे याः औषधाः अपेक्षिताः ताः अपि नेतव्याः भवन्ति सूर्यकिरणरक्षणार्थम् यद् विशेष उपनेत्रं गोगल्स् इति यत् कथ्यते तद् आवश्यकं भवति अनन्तरं सर्वदा खादितुं किमपि लभ्यते इति नास्ति इति कारणेन शुष्कफलं शुष्कफलखाद्यानि अनन्तरं वस्त्राणि अपि वातावरणं दृष्ट्वा वस्त्राणि अपि धरणीयं भवति इति कारणेन भिन्न भिन्न वस्त्राणि अपि नेतव्यं भवति